अयि भो मित्रम् अहं यं काल् कृतवान् श्वः इत्यस्य कृते अहम् एकं यानं भवतः कृते उक्तवान् तर्हि श्वः अहं रेल याने प्रातःकाले अष्टवादने प्राप्स्यामि तर्हि तस्मिन्नेव समये रेल याने भवानपि आगच्छतु रेल् यानस्य पुरतः यद् मुख्यद्वारम् अस्ति तत्र आगत्य मामेकवारं चलभाषां करोतु तथा च तस्मिन्नेव समये भवान् आगच्छति किल तस्मिन्नेव समये अष्टवादनात् प्राग्गेव तत्र आगत्य तिष्ठतु मामेकवारं चलभाषाम् अपि करोतु तथा च मम तदनन्तरम् अत्यन्तं महत्त्वपूर्णा सङ्गोष्ठिः अस्ति तव नगरे तस्मात् तत्र मया सम्यक् समये एव गन्तव्यं भवानपि सम्यक् समये एव प्राप्नोतु